ग्रामे बहवः कृषकाः तेषां मुख्यः व्यवसायः तु कृषिः एव व्यापारस्य आरम्भार्थं तेषां प्रशिक्षणम् आवश्यकमस्ति अनन्तरं प्रशिक्षणाथनन्द प्रशिक्षणानन्तरं ते व्यापारं कुर्वन्ति तर्हि तेषां निर्मितं वस्तूनि नगरस्थाने व्यापारस्थाने नेतव् नेतव्यानि तेषां व्ययः अधिकः भवत्यदि धनस्य समस्या तु अस्ति एव यानस्य व्यवस्था करणीया ते तेन कृते तेषाम् अधिकः व्ययः न भविष्यति तर्हि उत्तमः व्यवसायः कर्तुं शक्नुवन्ति